तन्त्रविज्ञानमस्माकं सर्वेषां भवतु किं सन्देहलेषोपि नास्ति अत्र अस्मिन् विषये किमर्थमिति चेत् प्रतिदिनं तावत् तन्त्रविज्ञानम् अग्रे गच्छत्येव तन्त्रविज्ञानम् अभिवर्धते तथा अभिवृद्धिः अत्र दृश्यते अतः वयं सर्वे अवश्यं हि तन्त्रविज्ञानस्य ज्ञानं प्राप्नुमः तादृशान् ग्रन्थान् पठामः पाठयामः शिक्षणे अवश्यं हि ते विषयाः योजनीयाः भवन्ति किं दूरवाणी वा भवतु पूर्नं तु सङ्गणकयन्त्रं दश वा पञ्चदश वा वर्षेभ्यः पूर्वं यदा सङ्गणकस्य सङ्गणकयन्त्रस्य यदा आरम्भः सञ्जातः वयं पठितुम् आरम्भं कृतवन्तः सम्प्रति कस्य जनस्य दूरवाण्याः वा नो चेत् उपयोगः न भवति नाम वयं सर्वे दूरवाण्याः प्रयोगं कुर्मः सङ्गणकयन्त्रस्यापि प्रयोगम् प्रायः वयं सर्वे कुर्मः अतः अवश्यं हि तन्त्रविज्ञानम् अस्माभिः तत्र ज्ञातव्यं भवति बहवः ग्रन्थाः ये विषयाः तत्र सन्ति अस्माकं श्रद्धा तु अवश्यं हि देया भवति इदानीं कुत्र कस्मै कार्याय सौविद्धिं नास्ति सर्वत्र इदानीम् एकः जनः ग्रामे वा नगरे वा भारतदेशे वा कुत्रापि विदेशेषु वा कुत्रापि वा भवतु एकः जनः स्वगृहे उपविश्य सम्पर्कं कर्तुं शक्नोति येन केनापि जनेन सार्धं विदेशे वर्तमानेन जनेन सार्धं वा स्वदेशे वा स्वग्रामे वा अन्यत्र वा विद्यमानेन केनापि जनेन अथवा जनैः सार्धम् एकत्र गृहे एव उपविश्य वयं कर्तुं शक्नुमः तथा सम्पर्कः नक् सम्पर्कः नाम वयं स्व मनसि विद्यमानान् अंशान् प्रकटीकर्तुं शक्नुमः तदर् तदर्थमेव तादृशविषयाणाम् उन्नतये एव उन्नतये एव तन्त्रविज्ञानस्य प्रयोगः करणीयः इति पूर्वं सूचितः विषयः किं कदाचित् कुत्रापि गत्वा इदानीं स्थलविषये एकं स्थलं प्रति यदि वयं गन्तुं विचारयामः पूर्वमेव पूर्वसिद्धता अस्माभिः कर्तुं शक्यते नाम एकत्र उपविश्य गृहे वा एकत्र एकस्मिन् प्रकोष्ठे उपविश्य यदि दूरवाणी वा अस्ति चेत् तत्र वयं सर्वं द्रष्टुं शक्नुमः यद् एकं स्थलं तद्विषये एव पूर्वम् उक्तवान् एकत्र यदि गन्तुं विचारः क्रियते चेत् कुत्र गन्तव्यं कथं तत्र मार्गः केन मार्गेण अस्माभिः गन्तव्यम् नाम लोकयानेन गमनं करणीयं वा अथवा धूमयानेन गमनं करणीयं वा अथवा विमानेन यात्रा करणीया वा तदर्थम् वयं पूर्वमेव सिद्धतां कर्तुं शक्नुमः इति इत्येव विशिष्टः अंशः य यदि धूमयाने अस्माकं धूमयानेन गमनं कर्तुं वयं विचारयामः चेत् तदर्थम् अपि सर्वं सौविद्धिं वयं प्राप्तुं शक्नुमः परं कथं तत्र उपयोगः करणीयः इत्यत्र आरम्भे कदाचित् अस्माकं क्लेशः स्यात् परं सामान्यभ्यासेन अथवा तत्र शिक्षकाः भवन्ति इदानीं तन्त्रविज्ञानाय तन्त्रविज्ञानं पाठयितुं शिक्षकाः भवन्ति यदि वयं स्वयमेव किमपि कार्यं कर्तुं सम्पादयितुम् इच्छामः चेत् तदर्थम् आदौ प्रयासः क्रियते यदि अस्माकं संशयाः भवन्ति चेत् अन्ये प्रष्टव्याः भवन्ति वयं तादृशान् विषयान् महत्या श्रद्धया एव अवगच्छामः किमर्थमिति चेत् पूर्वम् उक्तः विषयः सर्वदा प्रतिदिनं प्रतिदिनं तन्त्रविज्ञानं तु अग्रे सरति तथा विज्ञानाभिवृद्धिः भवति इति कारणेन वयं सर्वान् अपि स्वीयान् छात्रान् तन्त्रविज्ञानस्य पाठनं कारयामः सर्वे छात्राः एतान् विषयान् पठित्वा अग्रे विविधेषु उद्योगेषु प्रविश्य सुखिनः भवन्तु इति